मया ह्यः कङ्कनानि क्रीणितानि तानि काचकेन निर्मितानि इति कृत्वा तस्य उपयोगः मया बहु जागरूकतया कर्तव्यं भवति यतः शीघ्रमेव काचकस्य कङ्कनम् इति कृत्वा शीघ्रमेव तस्य सः भग्नः स्यात् तस्मात् पुनः काचकस्य कङ्कनानि इति कृत्त्वा तस्य शब्दाः भवन्ति शब्दः भवति शब्देन अन्येषां कृते क्लेशः अपि जायते अतः तस्य उपयोगः मया किञ्चित् जागरूकतया कर्तव्यं वर्तते